आं नमोनमः भवान् क्रीसतर्मा अस्ति ईवेण्ट् मेनेजर् अहम् आदर्शः तिवारी अस्मि अहम् अहं रामटेकस्य नागरीकः अस्मि आम् आं भवान् कथं जानति आम् आम् आम् महोदय अ अग् अग्रिममासे मम विवाहः भविष्यति आम् आम् तस् तस्य तस्य कारणात् अहं भवान् दूरवाणीं कृतवान् आं भवान् भवान् तु जानति वा भवान् वदतु आम् आम् आम् आम् आम अहम् हल्दियस्य हल्दियस्य वर्षा आम् आमू आम् पर्यावरणम् अपि आमहमम् आम् आं पिङ्गल वर्णस्य क पर्दः इति आम् आम् अपी डिजे इति भवान् कर्तुम् शक्नोमि कश् कर्त् आम् आमाम् स्पार्कल् लैट् डिजे तु द्वेदिने द्वे दिनौ अस्ति भविष्यति हा आमामां हल् हल्दि अस्य दिने अपि च बरातस्य दिने या आम् आम् आम् भवान् कति प्रैस् इ प्राप्तुं शक्नोति आमामामाम् त्रिदिवसस्य प्रथमं प्रथमं ह हल्दी कार्यक्रमस्य द्वितीय रिसेप्शन् कारणस्य सङ्गीतं तृतीयं पार्टी इति भोजनं भोजनं कारणात्

पञ्चलक्षम् आम् एमवेव एकदिनस्य कित् त्रिदिवसस्य आ कति कति आं भ भवानेव व् उ उक्तवान् एकदिवसस्य पञ्चसहस्रम् आम् आम् प्रि आं मह् आं महोदय प परन्तु त्रिदिवसस्य पञ्च् पञ्चसहस्राधिकम् एकलक्षं खलु कथं कथम् भवान् पार्श्वे प्री वेड्डिङ्ग् फ़ोटोशूट् आम् आम् आम् आम् आम् भोः भो भोजने कः कः अस्ति किं किम् आम् आम् आम अहम् अहं भवान् श्वः मिलिष्यामि जय श्रीराम उल् जय श्रीमहाकाल